अहं सामान्यतः ग्रामे निवसामि साधारणतः नगरे विद्युतः सर्वदा न गच्छति परन्तु ग्रामे कदा गच्छति कदा आगच्छति तस्य सूचना नास्ति मम ग्रामस्य ग्रामस्य परितः अनेके वृक्षाः सन्ति मार्गस्य उभयपार्श्वेऽपि वृक्षाः सन्ति यदा वृष्टिकालः भवति तदा अत्यधिकवृष्टिपातः तथा वायुप्रवाहेन विद्युत् वयर् कट् भवति ग्रामीणजनाः सम्यक् शिक्षिताः न भवन्ति सरलाः एव भवन्ति यतः शिक्षिताः न भवन्ति तर्हि विद्युत् अफ़िस् प्रति गन्तुं न इच्छन्ति यदा विद्युत् न भवति तदा मह्यं पठने बहुक्लेशः अनुभूयते